वस्तुतः भारतीयदर्शनं द्विधा विभज्यते एकम् अस्ति आस्तिकदर्शनं अपरं च नास्तिकदर्शनमिति तत्र आस्तिकदर्शनेषु नेषु आस्तिकदर्शनेषु दर्शनानि भवन्ति साङ्ख्यदर्शनं योगदर्शनं न्यायदर्शनं वैशेषिकदर्शनं पूर्वमीमांसादर्शनं ब् एवं उत्तरमीमांसादर्शनं नास्तिकदर्शनेषु भवति चार्वाकदर्शनं बौद्ददर्शनं जैनदर्शनम् इत्येते इत्येतानि पुनः आस्तिकम् क तर्हि एतेषां नाम आस्तिकदर्शनम् आस्तिकं नास्तिकम् इत्येतयोः भेदः कः इति चेत्

तर्हि वेदस्य प्रामाण्यम् अर्थात् वेदं प्रमाणं कृत्वा एव तेषां तत्त्वविचारः पुनः वेदं त्यक्त्वा यदि तेषां तत्त्वविचारः स्यात् तर्हि तत् नास्तिकदर्शनं दर्शनरूपेण गण्यते एवं द्विधा द्विधा बिव आस्तिकम् आस्तिकनास्तिकदर्शनानां द्विधा भेदः जायते